अहं तु मातुश्री छात्रावासे निवसामि रामटेकमध्ये अत्र भोजनं तस्य आनन्दं बहु तस्सम्यक् भवेत् क ब भविष्यति तदर्थम् इति अस्ति तेद् अत्र छात्रावासः एव मम कुटुम्बः इति अस्ति तद् सर्वे छात्राः सर्वे सर्व बालिका तद् या मिलित्वा भोजनं करिष्यन्ति तद् भोजनं तु किञ्चित् सम्यक् अस्ति परन्तु किञ्चित् सम्यक् नास्ति तर्हि ब सर्वे मिलित्वा भोजनं करिष्यन्ति चेत् भोजनं तु सम्यक् एव भविष्यति तदनन्तरम् कदापि अत तत् यत् कदा यत् कदापि अहं छात्रावासतः गृहं ग गतवती गमिष्यन्ति तदनन्तरं सर्वे सर्वैः मिलितुम् इच्छति तत् त तर्हि सर्वेषां सर्वेषाम् आह्वानं करिष्यन्ति तद् सर्वे बालकाः सर्वे बन्धुजनाः तत्र गृहम् आगमिष्यन्ति तदनन्तरं सर्वैः सह मिलित्वा भोजनं करिष्यन्ति तद् बहु आनन्दं वर्तते क किञ्चित् कालं तन् तेषामपि दत्तं चेत् बहु आनन्दं भविष्यति